सत्सङ्गः इति अस्माभिः श्रुतः एव पदेनैव ज्ञायते यत् सत् सङ्गः इति सत् नाम सज्जनाः इत्यर्थः सङ्गः नाम तेष् तैः सह अस्माभिः भाव्यम् इत्यर्थः अतः सज्जन् सज्जनैः सह अस्माभिः भवितव्यम् यतः तेषु ये ये उत्तमांशाः सन्ति ते अस्मासु अपि वयं स्वीकर्तुं शक्यते एवं अस्माकं प्रदेशे नित्यं सत्सङ्गः इति नास्ति किन्तु वासरे एकवारम् इति सत्सङ्गः इति भवति तत्समये आधिक्येन सर्वेऽपि आगच्छन्ति सर्वे आगच्छन्ति किन्तु सर्वेऽपि एकस्मिन् एव स्तरे भवन्ति इति नास्ति बालाः अपि आगच्छन्ति युवानः आगच्छन्ति वृद्धाः अपि आगच्छन्ति अतः तेन तेषां सर्वेषाम् आदरः इत्युक्ते स्वागतं कथं कर्तव्यम् इत्यपि ज्ञायते तथा अस्माकं व्यवहारः कथं कर्तव्यम् इत्यपि तेन ज्ञातुं शक्यते अतः तत्र भजनं तु क्रियते एव तदुत्तरं ये ज्येष्ठाः आगच्छन्ति ते किञ्चित् कालं सम्भाषयन्ति तत्र किं भवति इत्युक्ते अस्माकं नित्यम् यः व्यवहारः भवति सः व्यवहारः अस्माभिः कथं सुष्ठुः कर्तव्यः इत्यादि विषये एव वदन्ति ज्ञातः एव विषयः किन्तु तैः स्मार्यते केवलम् दिनचर्या तु इदम् इदानीं सर्वेषां सम्यक् भवति इति नास्ति अतः तैः तत्र किम् उच्यते इत्युक्ते अस्माकम् उत्थानादारभ्य स्वापपर्यन्तम् अपि अस्माकम् दिनचर्या कथं स्यात् इत्येव उच्यते अनेन स्वास्थ्यरक्षणमपि भवति तथा अस्माकं संस्कृतेः रक्षणमपि भवति पुनः बालाः अपि अत्र भागं गृह्णन्ति इत्यतः तेषामपि अस्माकं संस्कृतिः कीदृशी वर्तते इति ज्ञायते अतः आधिक्येन तु गृहे तेषां दूरवाणी उपयोगः भवति किन्तु अनेन दूरवाणी उपयोगः किञ्चित् न्यूनः भवति तथा जनैः सह अस्माकं व्यवहारः कथं स्यात् इत्यपि ते दृष्ट्वा एव ज्ञातुं शक्यते पुनः तस्य पाठनम् इति नापेक्षते अतः अयम् एकः सत्सङ्गः इति अस्माकम् उत्तमः एकः कार्यक्रमः